विद्यालयात् पदं सायंकाले शिक्षणस्य विशेषवर्गस्य ट्यूषन् इति यत् वदामः तद् विषये मम अभिप्रायः एवम् अस्ति यदि शालायां यादृशाः छात्राः भवन्ति तान्नेव पुनः अस्माकं गृहम् वा अथवा ट्यूषन् सेंटर् मध्ये वा आहूय पुनः पाठयामः चेत् तत सम्यक् न भवति शाला अवधेः अनन्तरं गृहे समयपरिवर्तनार्थम अथवा छात्राणाम् अवगमनार्थं पुनः वयं पाठयामश्चेत् धनं अस्वीकुर्वन् पुनः वदामि धनं स्वीकरन् अस्वीकुर्वन् पाठं यदि वदामश्चेत् ते तत् ट्यूषन् इति न भवति तत्र विद्यादानमेव भवति तादृशं विद्यादानविषये अहम् सन्तुष्टः परन्तु सायंकाले तान्येव छात्रान् पुनः ग्रहमाहूय तत्र ट्यूषन् इति नाम्ना धनं स्वीकुर्मश्चेत् ट्यूषन् कक्षा कुर्मश्चेत् तत् अस्माकं शिक्षकाणां विषये सम्यक् न भवति इति मम अभिप्रायः